वेदम् आधारीकृत्य प्रवृत्तानि दर्शनानि आस्तिकदर्शनानि इति उच्यन्ते वेदम् अनङ्गीकृत्य प्रवृत्तानि दर्शनानि नास्तिकदर्शनानि इति उच्यन्ते जैनबौद्धचार्वाकदर्शनानि नास्तिकदर्शनं दर्शनानि न्यायवैशेशिकयोगसाङ्ख्यम् उत्तरमीमांसापूर्वमीम मीमांसा आस्तिकदर्शनान् दर्शनानि पूर्वम् पूर्वमीमांसा वेदान्तः इति अपि उच्यते तस्मिन् द्वैतः अद्वैतः विशिष्टाद्वैतः शक्तिविशिष्टाद्वैतः शैवः इत्यादि पूर्वमीमांसाशास्त्रे भवन्ति